शिक्षणं तावत् अस्माकं जीवने प्रमुखं स्थानं भजते इति ज्ञायते एव यतः यादृशं शिक्षणं प्राप्यते तथा वर्धनं भवति तथा चिन्तनं भवति इति कृत्वा सम्यक् शिक्षणं प्राप्तुं प्रयतन्ते सर्वे अपि प्रकृते संस्कृतशिक्षणं तु अस्माकं जीवने उत्तम आचरणमेव आनयति

सं प्राक्तु पाठ्यपुस्तिकायां पुस्तके तु सर्वत्रापि अन्येषां जनानामेव किं श्लाघनादिकं वा उत नामादिकं वा इतिहासपुस्तके तु तेषां शैली एव भवति स्म किन्तु सद्यः परिवर्तनं जायमानम् इति दृश्यते एवं च संस्कृतसम्भा पदानां बहूनां पदानाम् अन्यत्र भाषायामपि प्रयोगः दृश्यते पाठ्यपुस्तके अपि तस्य प्रयोगः दृश्यते